नमो नमः नमो नमः महोदय नमो नमः महोदय आं मया इदानीं समये म मम उ उदरविकारः जातः अह् किञ्चित् फलं दुग्धं पिबामि केवलम् आम् आम् रोटिकां न केवलम् ओदनम् ओदनम् सूपं शाकं किञ्चित् मध्याह्नकाले अहं खादामि ह्यः दिवसे एतद् विकारः जातः

गेस् गेस् हा आं गेसम् आम् आम्

उदरे हा वृद्धिः भवति सम्यक् न भवति सम्यक् न भवति आमामां आम्

अहम्

अस्तु अस्तु अस्तु

आम् अस्तु अ आम् आं हामाम् अस्तु अस्तु आ अस्तु

फलादिकं हा आम् आम् अस्तु अस्तु अस्तु अस्तु धन्

अस्तु अस्तु अस्तु धन्य

धन्यवादः महोदय धन्य अस्तु अस्तु धन्यवादः महोदय